हरि ओम् एतत् कामत् उपहारगृहं वा भवताम् उपहारगृहे भोजनार्थं किं किम् अस्ति मह्यं रोटिका अन्नं पुलाव् मधुरं बज्जि बोण्डा आवश्यकम् कियत् मौल्यं भवति पञ्चशतं वा मया आर्डर् अधिकं कृतम् अस्ति तथा अहं भवताम् उपहारगृहस्य रेगुलर् कस्टमर् अस्मि कृपया डिस्कौण्ट् ददातु अस्तु मम विलासः दीपक् लेयौट् ऐट्त् फ़ेस् जेपि नगर् बेङ्गलूरु मह्यम् एकघण्टाभ्यन्तरे मया आर्डर् कृतं सर्वम् एतत् विलासं प्रति प्रापयन्तु